बाल्यकाले मम युवककाले अपि अहं कागदेन कागदे एव लिखितवान् तस्मिन् समये यतः मीडिया न आसीत् अनन्तरम् अत्र जङ्गमदूरवाणी अनन्तरम् एतद् कम्प्यूटर् ईदृशी व्यवस्था न आसीत् अहम् इदानीं मम वयः तु अशीतिः समीपे अस्ति इदानीन्तन काले एतत् सर्वम् अत्र लेखनमेव नास्ति सर्वे उट्टङ्कनमेव कुर्वन्ति अतः लेखनविषये अस्माकं सामर्थ्यं न्यूनं जातं तेन कारणेन पठने अपि न्यूनता जाता अतः इदानीन्तने श्रवणं कुर्वन्ति सर्वं वायिस्मध्ये गच्छति उट्टङ्कनं न कुर्वन्ति ईदृशः अत्र कम्प्यूटर्मध्ये किमपि वदति चेत् तद् स्वयम् उट्टङ्कनं करोति इति परिवर्तितम् अस्ति इदानीन्तन काले किन्तु तद् उत्तमाय न भवति अस्माकं यत् चिन्तने परिवर्तनं भवति इतः परं काव्यम्

अतः आ मम बाल्यकाले यथा आसीत् तदेव उत्तमं कागदं स्वीकृत्य लिखामः चेत् एकवारं लिखति चेत् तद् नववारं पठनम् तुल्यं भवति इति अस्माकं शिक्षकाः वदन्ति इदानीन्तन काले छात्राः सर्वदा सङ्कटं सङ्गणकं स्वीकृत्य तत्रैव उट्टङ्कनं कुर्वन्ति अतः एकां लिखनीं स्वीकृत्य कथं कागदे लेखनीयम् इति ते न जानन्ति इति स्थितिः आगता